हरिः ओम् नमस्ते विजयाः वा विजया मम गृहे एकं कार्यक्रमम् अस्ति द्विदिनकार्यक्रमम् अस्ति जलम् अवश्यं अ सा सर्वे जनाः आगमिष्यन्ति त तद् तद् इदम् इदं परं कूपीजलं कति लिटर् ब कूपी अस्ति हा द्विदिने आवश्यकं पञ्च पञ्चलिटर् कूपी त्रीणि त्रीणि कूपी अवश्यकम्

त्रीणि द्विदिने आवश्यकम्

हा कथम् आनयति आनयति आ अ कूपीका मौल्यं कति कति मूल्यं शतं रूप्यकाणि अस्तु अ छे आपद्वा द्वदिने छे कोप्याः आनयतु

हा पर्याप्तं पर्याप्तम् धन्यवादः भगिनी आम् मम गृहे नास्ति मम गृहे सङ्गीतं का एकं कार्यक्रमं चलति कार्यं शिक्षा शिष्याः बहुजनाः सर्वे जनाः आगच्छन्ति एतद् इत्येतत् परं जलम् अवश्यकम्

धन्यवादः भवती अस्तु